अहं तु कलाकारः वा वर्ते कां कलां करोमि नाम अहं चित्रं लिखामि चित्रस्य चयनं कथं करोमि नाम परिसरादिकं परिसरादीनां चित्रं लिखामि एवं च प्राणिपक्षीनां चित्रं लिखामि इति मम अभीष्टः विषयः वर्तते एवं च यदा पक्षीणां चित्रं करोमि तदा तेषाम् अङ्गानि अङ्गानां विषये चित्रणं सम्यक् कर्तव्यम् एवञ्च परिसरादिषु वृक्षाणां विषये सम्यक् चित्रणं कर्तव्यम् इत्यादयः अवधेयांशाः बहवः वर्तन्ते चित्रलेखनार्थं वस्तूनि कानि अपेक्षितानि वर्तन्ते नाम वर्णस्थापनार्थं ब्रश् अपेक्षितं भवति एवं च यदि वयं चार्कोल् मध्ये चित्रं निखामः तर्हि यद् काष्ठं दग्धं भवति तत् यदा कृष्णवर्णीयं भविष्यति तदा तेन सहायेन चित्रं लिखितुं शक्नुमः